हरिः ओम् हा हरीशः अस्मि इदानीं वदतु भोः भवान् कः भवान् कः ओहो बालाजी हरिः ओम् हरिः ओम् इदानीमहं क्रीडाङ्गणे अस्मि टे टेविल् टेविल्मध्ये कदा उक्तवान् ओहो तस्मिन् समये वा अस्तु इदानीं नयामि वा अस्तु अस्तु इदानीमहं भवान् कुत्र कुत्र अस्ति ओ अस्तु अस्तु अहं नीत्वा एव आगतवान् हा हरिः ओम् वदतु किमस्ति महोदय मम किमपि कार्यं जातं त् तत्कारणात् अहं किञ्चित् क्रीडाङ्गणे गतवान् एतदर्थम् अहं किञ्चित् विस्मृतम्

एव अस् अ

अस्तु करोमि करोमि करोमि सर् ए किञ्चित् इतस्ततः भवतः क्षम्यतां महोदय

ह आम् महोदय आमाम् महोदय अग्रे अग्रे किमपि कार्यमस्ति चेत् भवान् वदति चेत् अहं शीघ्रमेव करिष्यामि महोदय अग्रे एवं कथम् इदानीम् अहं पुनः अत्रैव आगतवान् क्रीडाङ्गणेव किन् क्रीडाङ्गणे एव बहु कार्यम् अस्ति खलु तदर्थं सः प्रिन्सिपल् महोदयः आहूतवन्तः एवं कार्यं कृत्वा भवान् यद् कार्यमस्ति तदेव क् करोतु आम् महोदय अत्र म् बहूनि वस्तूनि अस् सन्ति खलु तद् तदर्थमहम् अत्र ह आम् आम् न क्षम्यतां महोदय आमामाम् ओफ़िस्मध्ये इदानीम् अस्ति वा अस्तु अस्तु आगच्छामि आगच्छामि भवन्तः तत्रैव तत्रैव अस्ति खलु

अस्तु आ आ आ आमामाम् महोदय अस्तु करोमि करोमि सत् किं किं भवति इत इतस्ततः कत् इतस्ततः तु भवति एव अस्तु धन्यवादः महोदय